चारणं नाम एकं पर्वतारोहणं तत्र आहारः अपेक्षते पुनः मम पादवेदना अस्ति मम कृते मसुल् नाम मांसखण्डानां बाल्यादपि वेदना वर्तते तदर्थम् अहं चारणे महान् क्लेशम् अनुभवामि क्वचित् दूरं गत्वा मम पादवेदना भवति तदानीम् उपविशामि एकं सः स्वस्थः इति वा पुनः तदानीं चारणकाले एकः दण्डः अस्ति चेत् बहु समीचीनं पादरक्षाः कीदृश्यः पादरक्षाः इति तु सः विषयः अपि एकः परामर्शितव्यः पुनः चारणे मानसिकतया किमपि अधिकः क्लेशः नास्ति उत्साहः वर्धते तत्र आं सौन्दर्यं पश्यामः मम भीतिः भवति चारणे यदा उन्नतम् उन्नतं गच्छामः भीतिः भवति कदाचित् पतेयं पर्वतारोहणं तत् चेत् बहु अधः अहम् पतेयं पतेयं तदानीं शरीरे क्लेशतां भविता तदर्थं घायः भवित् तदर्थं किं करणीयम् चारणे महान् धैर्यम् अपेक्षते एकदा तु अहं पर्वतारोहणं कृतवान् तस्य उपरि गत्वा अत्यन्तं सन्तोषं प्राप्तवान् आगमने क्लेशाय यः गमने तु उपरि उपरि एवमेव गतवन्तः आगमने तत् अवतरणे अधः पतामः पश्यामः चेत् भीतिः भवति कथञ्चित् आगतं तत्र पतनभयम् अपि भवति